जनवरि प्रथमं मम मित्रस्य जन्मदिनम् जनवरि षड्विंशत् अस्माकं गणराज्योत्सवम् मे दशमदिनाङ्कः मम जन्मदिनम् आगस्ट् चतुर्दशे मम सख्याः जन्मदिनम् आगस्ट् पञ्चविंशतिः अन्यसख्याः जन्मदिनम्